हरि ओम् महोदयः एकवादनं जातम् मह्यम् अन्नं सारः पलाव् सर्वम् अपेक्षितम् विट्लसमीपस्थ मुर्कजे मम ग्रामः तत्र भवान् आगत्य धातुं शक्नोति वा अन्नादीन अन्नादिना सह मह्यं स्थालिका अपि अपेक्षिता एवमेव अहम् अद्य सन्तोषेण भोजनं कर्तुम् इच्छामि तस्मात् समीचीन आपणतः समीचीनम् भक्ष्यम् आनीय प्रयच्छचि प्रयच्छति किम् गतवारं मया यत् आनीतं तस्मिन् रुचिरेव नास् नासीत् अन्नं नष्टं आसीत् कृपया अस्मिन् दिने समीचीनं भोजनम् आनीय इच्छति किम्